मह्यं चलनचित्रगीतानि कर्णाटकसङ्गीतगीतानि ग्रामीयगीतानि भजनगीतानि पाश्चात्यगीतानि च रोचन्ते मम प्रिय गीतानि ए आर् रेहमान्महाभागेन निर्मितानि मुत्तुस्वामीदीक्षितकृतानि श्यामशास्त्रीकृतानि त्यागराजस्वामीकृतानि अपि च बाहुबलीचित्रगीतानि आर्जित्सिंहमहाभागस्य गीतानि कृष्णस्य भजनगीतानि राबिन्शुल्स्नामक गायकस्य गीतानि सिद् श्रीरामनामकगायकस्य गीतानि इत्यादि बहूनि सन्ति अहं मम इष्टं सङ्गीतं सर्वं यूट्यूब् मध्ये शृणोमि तत्र प्ले लिस्ट् कृत्वा पुनः पुनः अपि तानि गीतानि श्रोतुं शक्यन्ते